अहं किञ्चिद्दिनपूर्वं बङ्गप्रान्तस्य मेरिक् नाम्नि स्थाने भ्रमणार्थं प्रवासार्थं गतवानासं तत्र पर्यावरणं बहु शैत्यं एवं च स्थानं बहु सुन्दरं अतः तद्द्रष्टुम् एव अहं गतवानासं तत्र उपवेष्टस्य उपवेशनाय अहं होटेल् स्वीकृतवान् तदानीं तत्र उपविष्टवान् तत्र भोजनस्य व्यवस्था नासीत् अतः भोजनम् अहं स्विगितः आर्डर् कृतवान् आदेशं कृतवान् तस्मिन् परिवेशे तादृशी परिवेशे यत्र पूर्वं घनः आसीत् शैत्येन घनम् आसीत् किमपि न दृष्टं दृश्यते स्म तादृशपरिवेषे अपि सः डिलिवरि यः करोति यः आनीय ददाति भोजनं सः तादृशपर्यावरणे परिवेषे अपि आनीय द दत्तवान् भोजनमपि बहु स्वादिष्टम् आसित् एवं च रेश्टोरेण्ट् तस्य भोजनालयस्य नाम असीत् सुन्दरी बाला भोजनालयः तादृशभोजनालयाः आवश्यकाः